हलो हरिः ओं नमस्ते नमस्ते भगिनि अहं संस्कृतविषये किं किञ्चित् ज्ञा ज्ञातुम् इच्छामि मम संस्कृतं क्लेशमस्ति अहं तत् सम्यक् कर्तुमिच्छामि भगिनि किमपि लघु पुस्तकमस्ति वा हा हा हा

कर्तुम् आम्

हा अस्तु वा अस्तु वा अस्तु अस्तु उत्तमं भगिनि अहं प्रथमस्तरतः एव आरब्धुम् इच्छामि किं किं पुस्तकं क्रीणामि ऐ मीन् स्वीकरोमि इति भवती एव मार्गं वदतु हा हा

अस्तु हा

अस्ति वा हा

हा अस्मिन् ग्रन्थालये भगिनि संस्कृतसंवृत्तपुस्तकानि कुत्र सन्ति

हा हा अस् हा हा तत्र कोऽपि ततः सहायं करोति वा अहम् इदानीं सम्यक् न जानामि किं पुस्तकं स्वीकरणीयमिति कोऽपि हा

अस्तु अस्तु वर्णमाला धातुमाला हा अस्तु हा

आं भगिनि मम वर्गे केचन बालकाः सम्यक् न सम्भाषणं करोति अहं किञ्चित् पालिश् कर्तुमिच्छामि तदेव अहम् अत्र आगच्छामि

अस्तु वा प्रथमस्तरे वा तदपि पश्यामि तदपि पश्यामि हा हा मिनिमम् क कति पुस्तकानि स्वीकर्तुं शक्यते शक्यतुं अस्तु वा धन्यवादः भगिनि शुभदिनं शुभदिनम् आं भगिनि आं भगिनि वदामि धन्यवादः शुभदिनं भगिनि